अहम् कुट्टीदोड्डे इति एका क्रीडा अस्ति तत् क्रीडितवान् तत्र एकं लघु पट्टिका वर्तते अनन्तरम् अन्यत् लघु पट्टिकायां तत्र उत्थापनं अनन्तरं ताडनं यावद्दूरं भवति तावत् अङ्काः लभ्यन्ते एवमेव स्पर्धाः भवति अनन्तरं कबडि इति ग्रामीणक्रीडाः अस्ति ये ग्रामीण जनाः मिलन्ति तदानीं तदपि क्रीडितवान् अनन्तरं तत्र षड्जनाः एकस्मिन् कोणे भवति षड् जनानां मध्ये तत्र अण्डर्स्टेण्डिङ्ग् इति वदामः मानसिकसम्पर्कः भवतव्यं भवितव्यं एवमेव तत्र अनुक्षणम् एकाग्रतारूपेण पश्यन् भवति अनुक्षणं तत्र कर्तव्यम् कर्तव्यरूपेण क्रीडति चेत् उत्तमपटुः भवितुं शक्नोति एवं बहुविधा क्रीडित् क्रीडितम् अस्ति